शारीरिकव्यायामः योगश्च समीचीनौ अभ्यासौ स्तः किन्तु उभयोः परस्परं महान् भेदः वर्तते यत्र शारीरिकव्यायामः केवलं शरीरदृष्ट्या कार्यं करोति केवलं शरीरं सुदृढं करोति शारीरिकव्यायामेन केवलं शरीरस्य लाभः भवति न तु मनसः आत्मनः आन्तरिकविकासः तावन्न भवति यावत् दैहिकं देहः दैहिकविकासः भवति योग्द्वारा मानसिकं समीकरणं मनसः समीकरणम् आत्मनः समीकरणं मनसः उदात्तीकरणं दैहिकम् उदाहरणं दैहिकविकासः इत्यादिकं सर्वं सिद्ध्यति भवति सिद्ध्यति योगतः तत्रापि योगेऽपि वा योगेऽपि आन्तरिकयोगः बाह्ययोगः इत्यादिरूपेण अन्तरमनसः अपि योगद्वारा सह समीकरणं चलति बाह्ये सूर्यनमस्कारः इत्यादीनां दैहिकलाभः अपि भवति अतः योगः व्यायामः यः शारीरिकव्यायामः एतयोः परस्परम् एतादृशः परस्परं भेदः भवति तत्र यः शारीरिकव्यायामः केवलं शारीरिकसंवर्धनं शारीरिकीं सुदृढतां सम्पादयति तत्रैव योगः बाह्यम् आन्तरिकं च एतद् उभयं केन्द्रीकृत्य कार्यं करोति अतः योगः व्यायामः शारीरिकव्यायामः एतादृशरूपेण भेदवान् अस्ति इति भावयामि